आम् अहं योगशास्त्रं स्वीकृतमस्ति वा योगः पठामि योगः बहु सम्यक् भवति योगशास्त्रम् अधित्वा एव अस्माकं जीवनं शैलिं सम्यक् भवितुमर्हति यथा आयुर्वेदे उक्तमस्ति यदा हितऽहितं सुखम् दु खम् आयुस्तस्य हितऽहितम् मनं च तत्च यत्रोक्तम् आयुर्वेद स उच्यते यदि आयुर्वेदमाध्यमेन अस्माकं सरीरस्वस्तिकरणार्थं कर्तुं शक्यते तर्हि तस्मिन् विषये अपि योगसास्त्रे सम्यग्वर्णनम् अस्ति योगेन चित्तस्य पदेन वाचां मलं शरिरस्य च वैध्यकेन एवं प्रकारेण यदि अस्माभिः प्रतिदिनं योगः कुर्मः स्वयम् एव चिकित्सकः भवितुं भवितुम् अर्हा अर्हामः तर्हि तत्र यदि अस्माभिः गृहे यदि योगः कुर्मः तर्हि गृहे स्वयमेव करणीयं भवति तत्र शिक्षकः न भवन्ति मूलकारणं तद्भवति तर्हि कालाशालायाम् एवं गृहे यदि पश्यामः द्वयो मध्ये बहु पार्थक्यं भवति तर्हि यदि अस्माभिः योग अभ्यासं कर्तुमिच्छामः तर्हि शिक्षकस्स अवशयकं भवति उक्तम् अस्ति यथा सिंहो वयो व्याघ्रो भवेद्वश्यः शनैःशनैः तथैव सेवितो वायुरन्यथा हन्ति साधकम् एवं प्रकारेण अस्माभिः यत्किमपि कार्यं क्रियते तद्मूलका कारणं भवति शिक्षकः तर्हि यत्किमपि अस्माभिः कुर्मः तदा तदर्थम् एकः शिक्षकः मूलरूपेण आवश्यकम्